अस्माकं पाकविधौ बहूनि अश्रुतपूर्वाणि सकलेभ्यः जनेभ्यः व्यञ्जनानि सन्ति तत्र तत्र समोसास्ति इत्येकं व्यञ्जनं पुनः हल्वा भवति इत्येकम् पुनः रसगोलकम् इत्येकम् एवं बहुविधानि व्यञ्जनानि खाद्यव्यञ्जनानि सन्ति तत्र तेषां निर्माणम् अतीवकठिनमस्ति वस्तुतः अहं सर्वेषां निर्माणं तु न जानामि परन्तु केषाञ्चन तेभ्यः निर्माणमहं कर्तुं शक्नोमि यथा रसगोलकमस्ति तत्र आदौ क्षीरम् अपेक्षते ततः क्षीरस्य बिपरिणमं विपरिणमनं भवति यदा वयं तत्र अम्लं किञ्चित् पातयामः तदा क्षीरस्य विपरिणमनं भवति तदा विपरि विपरिणमिते क्षीरे वयम् गोलकं निर्मामः तद् गोलकं च शर्कराजले पातयामः तदानीम् एकं गोलकं भवति क्षीरपरिणामेन निर्मितम् अपरं च तद् जलं भवति तस्य सर् तस्याः शर्करायाः तु यदा शर्करा जले तद् गोलकं पात्यते तदा तद् रसागोलकम् इत्युच्यते